हरिः ओम् अहं भवतां रेश्टोरेण्ट्तः रात्रिभोजनस्य आर्डेर् कर्तुम् उत्सुको अस्मि परन्तु भवतां तत्र केश् आन् पेमेण्ट् इत्यस्य सुविधा नास्ति अहं तु केश् आन् पेमेण्ट् एव कर्तुं शक्नोमि आन्लैन् पेमेण्ट् इति कर्तुम् अहं सक्षमो नास्मि अतः यदि मं मत्कृते आर्डर् प्रेष्यते चेत् अहं केवलं आन्लैन् पे पेमेण्ट् न कर्तुं शक्नोमि अपि तु आफ़्लैन् पेमेण्ट् मध्ये एव कर्तुं शक्नोमि